तरणस्पर्धायां तु अहं भागं न ऊढवति परन्तु तरणस्पर्धायां तत्र दृष्टवती तावदेव इष्टतमः अनुभवः इत्युक्ते मम मया तु न कृतं तत्र धार्मिकक्षेत्र पण्डरापुरे अहं यदा गतवती तदा किञ्चित् तरणं कृतवती बाल्यकाले यदि पश्यामि चेत् धार्मिकक्षेत्रे एव अहं तरणं कृतवती तदेव स्पर्धा तु मया न कृतं न भागं स्वीकृतं मित्रैः सह अनौपचारिकतायापि तरणस्पर्धायां न आसम् अनन्तरं परन्तु कुटुम्बैः यदा सः यदा गच्छामः तदा ते तरणं कुर्वन्तः आसन् तदा तदहं दृष्टवती तथैव तत्तत् तरणस्य अनुभवः तु अस्ति एव तावत् स्पर्धात्मकरूपेण तु अहं न कर्तुं शक्नोमि केवलं तत्र धार्मिकक्षेत्रे एव कृतवती अहं तावदेव वक्तुम् इच्छामि पुनः तरणम् इत्युक्ते इदानीं अस्माकं कुटुम्बैः न तत्र यस्य यदा गच्छामः ते सर्वे कुर्वन्तः भवन्ति तत्र मम पुत्रः तादृश अस्ति तस्सरण तरणे तु बहु उत्तमः अस्ति अनन्तरं लङ्घनं भवतु तत्र पुरः तत्र वि विशिष्टशैल्या तत्र उल्लङ्घनं भवतु तादृश एवं करोति तदर्थं तत्र तरणस्य विषये तु दृष्टमस्ति अनुभवः न्यूनम् अस्ति